भोः अत्र यमसन् उत सुयिगि इति संस्थायाः खाद्यं प्रेषितं तत्र तथापि सम्यक् खाद्यं न तैः दत्तं यथा मया चिन्तितं सुस्वादुः खाद्यं भवति तादृशं तु खाद्यं न लभ्यते पुनः अहं तत् खाद्यम् दातुं पुनर्दातुम् इच्छामि इदं खाद्यं किञ्चित् कटुकरं पुनः अत् अत्यधिकं कटुकरम् आसीत् पुनः प्रेस् अपि न आसीत् तैलक्तं खाद्यमासीत् खाद्यं यत् मया आर्डर् कृतं तत्तु न दत्तं तैः तस्मात् अहं पुनः पुनः तत् दातुम् इच्छामि कृपया मम खाद्यं स्वीकुर्वन्तु पुनः यत् खाद्यं मया आर्डर् कृतम् तत् खाद्यमेव दीयताम्